त्रयोविंशत्यधिक द्विसहस्रतमवर्षस्य नवम्बर् मासस्य पञ्चमदिनाङ्कः नवनवत्याधिक नवशतोत्तर नवसहस्रतमवर्षस्य नवममासस्य नवमदिनाङ् दिनाङ्कः अष्टनवत्यधिक एकसहस्रतमवर्षस्य पञ्चममासस्य षष्ठदिनाङ्कः नवपञ्चशत्यधिक एकसहस्रतमवर्षस्य चतुर्थमासस्य द्वितीयदिनाङ्कः एकसहस्रतमवर्षस्य प्रथममासस्य प्रथमदिनाङ्कः